जनाः किं चिन्तयन्ति इत्युक्ते संस्कृतभाषः केवलं पौरोहित्यं श्लोकपठनार्थम् एतावत् पर्यन्तम् एव चिन्तयन्ति परन्तु संस्कृतभाषा व्यवहारिका भाषा अपि अस्ति अस्माकं पूर्वजाः बहूनि ग्रन्थानि रचितवन्तः तेषां रक्षणं कर्तुम् अस्माकं कर्तव्यः कथं करणीयम् इति विषये चिन्तयति चेत् प्रथमं चिन्तनम् एवं भवति तत् सर्वाणि ग्रन्थानि अपि डिजिटलैस् कृत्वा अन्तर्जालिक वेब् सैट् मध्ये स्थापयति चेत् सर्वेषां कृते उपयोगं भवति तदनन्तरं शालायां विद्यालयाः अपि संस्कृतभाषा मेण्डेटरी भाषारीत्या क्रियते चेत् बहु सम्यक् भवति यतोहि तत्र अन्यभाषा स्वीकर्तुम् इच्छा अस्ति तत्र जर्मन् रश्शियन् एतादृश भाषा स्वीकरण स्वीकरणं चेत् तत्र संस्कृतमपि स्थापयति चेत् भाषावर्धनम् अपि भवति